वेदो नाम ज्ञानराशिः विद् ज्ञाने इति धातोः निष्पन्नः अयं वेदशब्दः अहमिदानीम् अस्माकं पाठशालायां वेदमपाठस्य क्रमविषये किञ्चित् वक्तुमिच्छामि अस्माकं पाठशालायां ऋग्वेदयजुर्वेदसामवेदानां पाठ्यक्रमः वर्तते प्रतिवेदस्य संहिता आरण्यक ब्राह्मण उपनिषत् इति प्रत्यस्मिन् विषये समग्रतया विस्तारतया च अध्ययनम् अध्यापनं च कार्यं भवति न केवलम् अस्माकं पाठशालायां वेदाध्ययनम् अन्यत्रापि सम्यक्तया सुसमग्रतया च पाठ्यप्रवचनं भवति उदाहरणार्थं शृङ्गगिरौ शालिग्रामे काञ्चि मैसूरु इत्यादिप्रदेशे वेदपाठ्यक्रमः भवति वेदोच्चारणेन अस्माकं तु आरोग्यं नवचैतन्यं च लब् लप्स्यते अतः वयं वेदाध्ययने भागं गृह्णीमः धन्यवादः